अस्माभिः रोपणार्थं सस्यानि एवं कश्चन अन्यः कृषकः वर्तते ततः आनीयते अथवा एवं यत् पाश्चात्यपादपानि सन्ति ते च आपणात् एव आनीयन्ते तदर्थम् अधिकं धनं दातव्यं भवति परन्तु वयम् अन्यस् अन्यस्मात् कृषकात् यदि स्वीकुर्मः तत्र धनं न्यूनं भवति अथवा अस्माभिः तेषां कृर्ते भिन्नानि सस्यानि दीयन्ते ते च भिन्नं सस्यम् अस्माकं कृते यच्छन्ति तत्र धनस्य व्यवहारो न भवति एवं रूपेण अस्माभिः न पादपादिकं स्वीक्रियते अथवा व्यापारः क्रियते तेषां सकाशात् स्वीकरणम् अस्माकं सकाशात् अस्माकं यद् अस्ति तद् दातव्यं एवम्